नमोनमः अहं सम्यक् भवान्

भोः भवान् चायं प्रेमी अस्ति वा

कुत्रतः आगतवान् भवान् अहो अहो बहु शोभनं चायम् आवश्यकम् कथं चायम् इच्छति भवान् अस्तु न्यूनः न्यूनं स्थापयामि अन्यत् अस्तु अधिकं स्थापयामि अन्यत् अस्तु एलकाम् अपि अधिकं स्थापयामि यदि भवान् एलकाम् अधिकम् इच्छति तर्हि धनमपि अधिकं स्वीकरिष्यामि अहं सामान्यतः चायस्य अहं विंशति रूप्यकाणि स्वीकरि स्वीकरोमि परञ्च अधिक एलकेन स सह पञ्चविंशतिः रूप्यकाणि स्वीकरि स्वीकरोमि

अस्तु अस्तु न न जलम् अधिकं न स्थापयामि अस्तु अहं चायस्य निर्माणं करोमि

मम पार्श्वे चायेन सह समोसा अस्ति बिस्किट् अस्ति बिकानेरिनमकीन् अपि अस्ति भवान् किम् इच्छति अस्तु अस्तु अस्तु अवश्यं ददामि समोसायाः शुल्कः अस्ति धनं दश रुपं दश रूप्यकाणि उष्णम् उष्णम् इदानीम् एव निर्माणं कृतवान्

अस्तु अस्तु भवान् अत्र तिष्ठतु अहं शीघ्रमेव चायं निर्माणं कृत्वा आगमिष्यामि अस्तु अस्तु भवत इच्छाया पूर्तिः कारिष्यामि अहं धन्यवादः अस्तु